अस्माकं प्रदेशे महिलानां कृते शिक्षणार्थं विद्यार्थीवेतनं सर्वकारतः एञ्जिओश्च कुर्वन्ति तत्र उपागम्य माहिलाः तादृशं शिक्षणशुल्कमुक्ता प्राप्य अध्ययनम् कुर्वन्ति उद्योगार्थमपि महिला स्वयं साहायगणम् निर्माप्य वित्तकोषे ऋणं प्राप्तुं शक्नुवन्ति सामाजिकस्थानविषये अपि राजनीतिविभागे भागं स्वीकुर्वन्ति